नमो नमः आं कौशिकः वदामि आं फ़ोटोग्राफ़र् अस्मि भवान् आदौ तावत् कॉल कृतम्

रूप्य पेकेज् तु बहूनि सन्ति कति रूप्यकाणि दातव्यानि तन्नाम दिनद्वये वा दिनत्रये वा भवतः का अपेक्षा दिनद्वये वा शूटिङ्ग् शूट् भवतु दिनत्रये वा शूट् भवतु आहत्य दिनद्वयं दिनद्वये शूट् समाप्तं भवति खलु तर्हि कति फ़ोटोग्राफ़र् अपेक्षते नाम कति चित्रग्राहकाः अपेक्षते भवान् द्वयो वा चत्वारः वा

चत् चत्वारः फ़ोटोग्राफ़र् अपेक्षते चेत् बजट् भवति दिनद्वये पञ्चसहस्ररूप्यकाणि

अधिकम् अधिकं नास्ति चत्वारः फ़ोटोग्राफ़र् अस्ति खलु दिनद्वयम् तेषां ते तेषां श्रमः किञ्चित् न्यूनं ता तावत् तर्हि अस्तु पञ्चशतं रूप्यकाणि न्यूनं कृत्वा चतुस्सहस्रं पञ्चशतम् इति रूप्यकाणि ददातु तर्हि इतः न्यूनं नैव भवति इतः नू इतः न्यूनं नैव भवति भवान् भवान् किं किम् अपेक्षते तन्नाम लैट् लैट् इत्यादिकम् बेक्ग्रौण्ड् इत्यादिकं कुत्रापि कुत्रापि सिलेक्ट् कृतं वा तत्तु तत्तु वयं नयामः परन्तु तत्तु वयं नयामः परन्तु भवान् डेस्टिनेशन् सिलेक्ट् कृतं वा न कस्मिन् स्थाने फ़ोटो फ़ोटो शूट् भवति कस्मिन् स्थाने भवति अस्तु अस्तु औट् डोर् मध्ये खलु औट् डोर् मध्ये लैट् इत्यादिकं तु नैव आवश्यकम्

यतो हि बहिः फ़ोटोशूट् भवति तर्हि लैटादिकं स्वतः आगच्छति अस्तु अस्तु तर्हि नववादने अस्तु पञ्च पञ्चविंशतिदिनाङ्के नववादने तर्हि अस्तु अस्तु अस्तु धन्यवादः सुभाष